क्रीडा जनेभ्यः उद्विघ्नतानिवारणं कर्तुं शक्यते आनन्ददायकमार्गम् अपि क्रीडनेन गन्तुं शक्यते यथा द्यूतक्रीडा सा क्रीडा जनानां सन्तोषं वर्धयति मिनिमिलीशिया इति कश्चन क्रीडा वर्तते तत्र स्न् चलदूरवाण्यां मध्ये क्रीडनं कर्तुं शक्यते तत्र बहवः जनाः मिलित्वा क्रीडां करणीयम् पुनः जनाः तेन सन्तोषम् उपजायन्ते